अहं चित्रकला शालायाम् आरब्धा रुचिः कथं प्राप्ता इत्युक्ते अहम् अन्येषां चित्राणि चित्रकरणं दृष्ट्वा रुचिः प्राप्ता मम इष्टतमचित्रकारः रविवर्मा मम इष्टतमचित्रकारः रविवर्मा तस्य चित्रकलां द्रष्टुम् अहं केरलाचित्रशालाम् अपि गतवती आसम्